सावयवपदार्थानेव उपयुज्य कृतं जम्बीरफलस्य शीतलं पानकं एतत् यद्यपि मया गृहे एव निर्मितं तथापि मम निरीक्षानुगुणं एतन्न अभवत् न तावत् रुचिकरम् अतो इदं न उपयोगाऽर्हम् अतः नूतनं सद्यः एव मया अन्यत् क्रियते तत् स्वीकर्तव्यम्